अस्माकंप्रदेशे प्रायः बहवः जनाः जीविकार्थं ऐटि फ़ील्ड्मध्ये कार्यं कुर्वन्तः भवन्ति तेषां गृहेषु कर्मकराः इति बहवः जनाः तादृशाम् जीविकां कृत्वा जीवनं यापयन्ति पुनश्च बहु भवननिर्माण कार्येषु बहवः जनाः तेषाम् जीविकां प्राप्नुवन्ति पुनश्च अत्र बहूनि माल्स् सन्ति तत्र विक्रयणरूपेण सेल्स् पर्सन्स् इति वदामः खलु तादृशरूपेण बहवः जनाः कार्यं कुर्वन्तः भवन्ति पुनश्च तत् अस्माकं प्रदेशे यन्त्रशालाः अपि भवन्ति तत्रापि जनाः कार्यं कुर्वन्ति एव परन्तु यन्त्रशालाः इति ते सर्वे अपि प्रदेशस्य सीमायाम् एव भवन्ति अतः तत्र जनाः गत्वा कार्यं कुर्वन्ति इति न्यूनाः एव